हरि ओम्

भवतः एतद् उपाहारगृहं बहु उत्तमम् अस्ति किं किम् अस्ति अत्र ओ तर्हि हा हा हा अन्यत् तर्हि उत्तरभारतस्य किं किमस्तीति उक्तवति हा हा हा तस्य इदानीं पदार्थं किं बटर् रोटि प्रति गसि सर्वं कथम् अस्ति हा हा हा उत्तमं मम काजु मसाला बटर् रोटि बटर् रोटि प्रति कति रूप्यकाणि

काजुमसाला एकशतं वा हा चिन्ता नास्ति तर्हि तद् भवतु मम द्वयं बटर् रोटि अनन्तरम् एकं काजुमसाला भवतु हा हा अनन्तरम् एकं गोबि मञ्चुरीयन् अपि आवश्यकम् चिन्ता नास्ति भवतु पञ्चविंशतिः वा अस्तु अस्तु तर्हि एकं कुर्वन्तु ब गोबि मञ्चुरी चेत् पार्सेल् कुर्वन्तु पार्सेल् प्याक् कुर्वन्तु हा अस्तु तर्हि

हा नास्ति इदानीं पर्याप्तम् अनन्तरं ज्यूस् आवश्यकम् एतद् रसः तर्हि हा हा बादाम् ज्यूस् भवतु बादाम् बादाम् फल ज्यूस् भवतु हा अस्तु बादाम् भवतु अनन्तरं तदनन्तरम् आवश्यकं चेत् अन् अनन्तरं वदामि ऐस् क्रीम् सर्वम् आवश्यकं चेत् अनन्तरं वदामि एतावद् भवतु हा भवतु शीघ्रं यच्छन्तु शीघ्रं ददातु हा अस्तु अस्तु अस्तु

अस्तु इदानीमहं खादामि अनन्तरं किमपि मास्तु इदानीम् अहं खादामि अनन्तरं वदामि अनन्तरं हा उत्तमम् अस्ति उत्तमम् अस्ति हा सर्वम् उत्तमम् अस्ति हा खादित्वा अभवत् इदानीं बहु उत्तमम् आसीत् नाम इदानीं किं गोबि मञ्चुरीयन् पार्सेल् रोटि रोटि उत्तमम् हा उत्तमम् अस्ति इतोऽपि एकं मसाला दोसा भवतु दोसा दोसा हा अस्तु हा अनन्तरं मम बादाम् ज्यूस् अपि आगच्छतु हा हा अस्तु मसाला दोसा अपि उत्तमम् अस्ति मसाला दोसा अपि बहु उत्तमम् अस्ति किन्तु अस्य कटुः किञ्चित् अधिकम् अभवत् अस्य बहु कटुः मम बहु कटु कटु खादामि चेत् सर्वत्र उत्तमं मम कृते किञ्चित् उदरस्य समस्या भवति कटु खादामि चेत् चिन्ता नास्ति उत्तमम् अस्ति सर्वम् बहु रुचिकरमासीत् अनन्तरम् अस्माकं परश्वः मम पुत्रस्य किं जन्मदिनस्य कार्यक्रमः अस्ति तदा अहम् अत्रैव तमहं आनयामि पञ्चविंशति दिनाङ्के तद्दिने वयमत्र आगच्छामः हा पञ्चविंशति दिनाङ्के अस्ति वयं वयं त्रिंशति त्रिंशत् जनाः आगच्छामः हा हा तर्हि अत्रैव आगच्छामः वयम् अनन्तरं तद्दिने वयम् एवमेव नार्त् इण्डियन् ऐटम्स् नाम उत्तरभारतस्य अनन्तरं सर्वमपि सिद्दता सिद्दा भवतु सिद्धं भवतु हा अस्तु अस्तु तर्हि तत्सर्व